मम आचार्यः गुरुः श्रीमान् रामकृष्णाचार्यः साघ्मिचित् सर्वपृष्ठ अप्तोरियामम् इति नामधेयस्य एकं यज्ञम् अकरोत् गतवर्षे तत्समये एकः महान् विषयः अभवत् किमिति चेत् अन्तिमदिने अत्तुर्यामयागे महान् सामग्रिः एकः अस्तिचेत् सह इष्टिका अस्माकं लौट् लौकिकी इष्टिका तत्र न उपयुज्य तत्र वैदिकरीत्या इष्टिकाः विशेषेणकर्तुं आज्ञाः भवन्तेव शुल्बसूत्रे तत्र मुळुबाग्ल् कोलार् ग्रामे कोलार् नगरे तत्र एताः इष्टिकाः कृतवन्तः तत्रस्थ तत्र अभवत् तेषां मध्ये सर्वे इष्टिकाः कृतं सहस्रइष्टिकाः तत्र कृतं परन्तु इष्टिकामापनार्थम् एकः व्यक्तिः तत्र तमिळ्नाडु नगरतः कोलार्नगरपर्यन्तम् आगन्तुं आगन्तुम् आग आग आगन्तुं कृतवान् परन्तु सः न आगतं किमर्थमिति चेत् कोरोना निमित्ते तत्र तेषां निरोदः अभवत् प्रयाणनिरोदम् अतः वयं सर्वे अतीव दुःखिताः शोचनीयः च अभवत् भगवदनुग्रहेण तेषां शाला कार्याशाला समीपे एव अन्यकार्यशालायाम् अन्यत्र कार्यं कर्तुम् एकं मापकं कृतं मापकं मापकव्यक्तिः तत्र आगतं तेषां समीपे सर्वं गत्वा तेषां प्रति विषयं सूचयित्वा वयं सर्वे असूचयत् तदनन्तरं तेषाम् एषः एतद् वैदिककार्यम् एतद् कार्यं आम् अहं करोमि चेत् भगवदनुग्रहं भवति इति तेषां मनसि निधाय सः व्यक्तिः एव आगन् आगतवान् सः अपि माप मा मापनकार्यमपि सः गतवान् सः कृतवान् तथैव अत्र उदाहरणं तदेव अत्र निर्वहः अभवत्